नमस्ते महोदयः नमस्ते

अहें गोसेवां करोमि महोदय

आम् एवमस्ति यत् अस्माकं एका संस्था अस्ति यत् यथा भवति न गोशाला एतदेव वयं गाः सन्ति तु तान् ताः रोगात् निवारयामः यत्र कुत्रापि भवति न न न न न महोदय मया सह इतोऽपि जनाः सन्ति केचन मम मित्राणि अपि सन्ति तेऽपि मम सहायतां कुर्वन्ति

प्रयोजनं तु एवमस्ति यथा भव् वयं सर्वे जानीमः यत् गौ अस्माकं माता अस्ति तु माता तु सर्वं करोति पुत्रस्य कृते यथा दुग्धं ददाति दुग्धेन क्षीरं भवति सर्वं भवति दधिनिर्माणम् तक्रनिर्माणम् एवं तु भवति एव इतोऽपि वर्तमाने वयं पश्यामः यत् केचन जनाः गोहत्यां कुर्वन्ति तु तत् न भवेत् गौ अस्माकं माता अस्ति अस्माभिः रक्षणीया

आम् आम् काठिन्यं तु भवत्येव वयं वारंवारम् एकस्मिन् सप्ताहे एकं मुकं नाटकमेवं भवति तत् कुर्मः यत् वयं तत्र दर्शया दर्शयामः यत् अस्माभिः गौ रक्षणीया तु केचन जनाः तत्र वदन्ति यत् अहो गौ दुग्धं न ददाति तदनन्तरं वयं त्यजामः तु एतत् तु यदा वयम् एवं शृणुमः तदा मनसि बहु कष्टं कष्टं भवति अहो यथा महोदयः एवं वदति गौ यदि दुग्धं न ददाति चेत् वयं त्यजामः यथा तु अस्माकं मातापि तु दुग्धं न दास्यति न ददाति तु किं वयं तस्याः अपि त्यागं कुर्मः वा एवम्

आम् आम् एवमेव